मम परिवारे दीर्घकालात् आचार्यमाणाः विशिष्टाः आचाराः बहवः सन्ति यथा पूजा मम गृहे मम गृहे ये जनाः सन्ति यथा मम पिता मम पितामहः तौ द्वौ एव पूजां कुर्वतः इदानीम् अपि तौ पूजां कुर्वन्तौ स्तः एवमेव अन्याः अपि तत्र आचाराः वर्तन्ते यथा मम परिवारे सर्वे शिक्षिताः सन्ति एवमेव मम अनुजः अस्ति सः इदानीम् अन्यत् पठितुम् इच्छति अतः सः अन्यत् एव पठन् अस्ति एवमेव अहम् अस्मि अहं संस्कृतप्रेमी अस्मि प्रेमी अस्मि अतः संस्कृतं पठितुं विद्यालयं विद्यालयं प्रति गतवान् अस्मि अस्माकं परिवारे संस्कृतसेवकाः सन्ति जन्मतः ते संस्कृतं पठन्ति पुनश्च तस्याम् अ इत्युक्ते संस्कृतभाषायाम् वाक्यप्रयोगम् अपि कर्तुं शक्नुवन्ति शक्श्मः सन्ति ते परन्तु अहं शिष्टतया वक्तुं अक संस्कृतस्य विषये सर्वं ज्ञातुम् पठन्नस्मि सर्वेजनाः मम परिवारे संस्कृतं संस्कृतम् विद्वांसः सन्ति सर्वे